मम प्रियतमा युद्धकला भवति मल्युद्धम् इति किमर्थं मह्यं मल्युद्धं रोचते इत्युक्ते पुरातनकालात् आरभ्य आधुनिककालपर्यन्तम् एकस्मिन् मृत्तिकामञ्जे गत्वा परस्परं युद्धं कुर्वन्ति एवमेव तेषां स्वभावः स्व स्वभावः तु साधुरेव अत्यन्तं रोचकः स्वभावाः ते आरोग्यविषये वा स्व म मनसि वर्तमान नकात्मकविषये वा अत्यन्तं सान्द्रता वा वर्तते यः मल्युद्धं सम्यक् जानन्ति

स्वीयपरिसरे विद्यमानानां नकात्मकगुणानां परित्यज्य भवात्मकानां सान्द्रता करोति एवमेव अस्य मनः एवं मुष्टिः च अत्यन्तं विशालेन एवम् आरोग्येन भवति अर्थात् यस्य मनः शरीरस्य शुद्धतया स्वस्थतया वर्तते सः एव मल्युद्धं कर्तुं योग्यः इति अतः मम मल्युद्धम् अत्यन्तं रोचते